नवदशदिनाङ्कः मार्च् मासस्य चतुर्विंशत्यधिकद्विसहस्रम् अष्टादशदिनाङ्कः मार्च् मासस्य चतुर्विंशत्यधिकद्विसहस्रं पञ्चदशदिनाङ्कः मार्च् मासस्य चतुर्विंशत्यधिकद्विसहस्रं प्रथमः दिनाङ्कः मार्च् मासस्य चतुर्विंशत्यधिकद्विसहस्रम् विंशतिदिनाङ्कः मार्च् मासस्य प्रथ द्वाविं चतुर्विंशत्यधिकद्विसहस्रम्